भारतीयसंस्कृतिः भारतीयसंस्कृतभाषां विना यद्यपि भवितुं नाश् न शक्नोति यथा तद् उक्तम् भारतस्य प्रतिष्ठे द्वे संस्कृतिः संस्कृतं संस्कृतिस्तथा इति संस्कृतिं विना संस्कृतं नास्ति संस्कृतं विना संस्कृतिः नास्ति उभयमपि अपरम् आश्रित्येव तिष्ठति तथा संस्कृतिः संस्कृतमाश्रितं संस्कृतं संस्कृतिम् आश्रितं ततः संस्कृतेः सम्मानार्थं सर्वथा इयं भाषा अपेक्षिता एव अस्य संस्कृतेः यथा किमपि आचरणम् उक्तमस्माकं संस्कृते इत्युक्तौ तत्र तादृशस्य प्रमाणं लभ्यते अस्माकं शास्त्रादीनाम् अस्माकं शास्त्रादीकं सर्वं संस्कृतभाषायां वर्तते अतः तत्र संस्कृतभाषायाः उपयोगः वर्तते संस्कृतेः सम्मानाय इति वक्तुम् शक्यते एवम् गीता भगवद्गीतायाः अध्ययनं तत्र गीतायाः अध्ययनं तावत् जीवनस्य सन्मार्गे प्रवृत्तिः कुत्र ब सन्मार्गे प्रवृत्तिः स्यात् दुष्मार्गे प्रवृत्तिः न स्यात् इत्यादीनाम् अवगमनः द्या जायते अत्र च संस्कृतभाषायाः आवश्यकता अपेक्षिता अस्ति खलु अतः एवम् अनेकधा संस्कृतभाषा पारम्परिक संस्कृतेः रक्षणार्थं तस्य तस्याः सन्माननार्थम् एवं तस्याः अभिवृद्ध्यर्थं सर्वथा उपयोगः संस्कृतभाषायाः उपयोगता वर्तत्येव